हा मया तावत् अमेज़ान् मध्ये समीचीनं नूपुरं स्वीकृतमासीत् तस्य शब्दः सुमधुरः अस्ति यदा मया ध्रीयते तदा तावत् तस्य शब्दः सम्यक् श्रूयते पादे अपि कुत्रापि व्रणः न जायमानः अस्ति अपि च यद्रजतम् आगतमस्ति तदपि रजतं बहु सम्यगेव विद्यते इति मया अवलोकितमस्ति तस्मिन् विद्यमाना खण्डाः ये सन्ति इत्युक्तौ रजतखण्डाः ये सन्ति सम्यक् सर्वदा अपि यदा सूर्यप्रकाशः पतति तदा सम्यक् प्रकाशमानाः विद्यन्ते अपि च मम सख्यः याः सन्ति ताः सर्वाः अपि मम नूपुरं दृष्ट्वा बहु सम्यक् अस्ति इत्युक्तवत्यः सन्ति अपि च यदा यदा मया तन्नूपुरं ध्रीयते तदा तदा मह्यं नर्तनं कर्तव्यमिति भासमानमस्ति इत्युक्तौ बहु सम्यगस्तीतित्यर्थः तेन अवगम्यमानः अस्ति नूपुरं तावत् शुभ्रम् अस्ति किन्तु कदाचित् तस्य भङ्गः भवेत् भग्नं भवेत् इति मया चिन्तितमासीत् किन्तु तथापि न जायते इति भाति यतोहि तस्य क्वालिटि इति यदुच्यते तदपि बहु सम्यगस्ति तस्मात् नूपुरम् इदं मया बहु इष्यमाणम् अस्ति